पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य मार्च मासस्य पञ्चमदिनाङ्कः नवनवत्यधिक एकशतोत्तरनवशततम वर्षस्य एप्रिल् मासस्य नवमः दिनाङ्कः पञ्चचत्वारिंशतधिक पञ्चनवतिवर्षस्य जनवरी मासस्य प्रथमः दिनाङ्कः नवनवाधिक एकसहस्रवर्षस्य मे मासस्य दशमः दिनाङ्कः पञ्चनवत्यधिक नवशतोत्तर एकसहस्रतमवर्षस्य आगस्ट् मासस्य एकादशः दिनाङ्कः